मम ग्रामः अतीव कृषिप्रधानः वर्तते ग्रामः इत्युक्ते एव कृषिप्रधानः भवति तत्रापि वयं व्रीहेः अभिवृद्धिं कुर्मः पुनः पूगीफलं कदली इत्यादीनाम् अभिवृद्धिः अस्माकं प्रदेशे भवति अतीव समृद्धतया च भवति परन्तु तत्र देशे तेषां रक्षणार्थम् अतीव कष्टम् अस्माभिः इदानीम् अनुभूयते कुतः इत्युक्ते कीटबाधा यथा सस्यानां नाशिका भवति तद्वत् फलनाशार्थं प्राणिबाधा अपि अत्र अतीव वर्तते यतोहि अस्माकं ग्रामः किञ्चित् अरण्यभूविष्ठः अस्ति पुराकाले अस्मत् प्रपितामहप्रभृतिभिः पूर्वं काचित् कला अभ्यस्ता आसीत् नियुद्धम् इत्यादि नाम्ना दण्डयुद्धं नियुद्धम् इत्यादि नाम्ना याः कलाः प्रसिद्धाः वर्तन्ते तासां कलानाम् अध्ययनम् अध्ययनमित्युक्ते विशेषरूपेण गत्वा अध्ययनमिति पूर्वं न भवति स्म पूर्वं तु परम्परागततया एव रक्तगता भवति स्म सा विद्या परन्तु काले गते आधुनिकं यन्त्रोपकरणानाम् उपयोग सन्दर्भे अस्माभिः तासु कलासु अतीव आग्रहः त्यक्तः यस्य कारणेन इदानीम् अस्माभिः तत्र विशेषरूपम् अध्ययनं करणीयम् आपतितं अतः वयम् इदानीं ग्रामे तादृशं नियुद्धं दण्डयुद्धम् इत्यादी युद्धकलाम् अभ्यस्य प्राणिभिः क्रियमाणा बाधा या अस्ति तस्याः निवारणे प्रयत्नरताः भवामः अतः पूर्वकाले या विद्या आसीत् तस्याः संरक्षणं कर्तव्यम् इदानीं तस्याः उपयोगेन अस्माकम् कृषिक्षेत्रादिकं संरक्षणीयम् इत्येतद् विचिन्त्य अनया प्रेरणया एव अस्माभिः तासु विद्यासु इदानीं प्रवृत्तिः क्रियमाणा न केवलं पुरुषाः अहमेव इति न इदानीं तु स्त्रियः अपि तासु विद्यासु प्रवृत्तिं प्राप्नुवन्ति तत्र प्र प्रवृत्तिरताः वर्तन्ते स्त्रियः अपि तदध्ययने मनः कुर्वन्ति इति दृश्यते अतः एतादृशं भारतीयपरम्परागतयुद्धकलायाः अध्ययनम् एकं तु तादृशानां कलानां संरक्षणं भवति इति चिन्तितं तेन सह अस्माकं साक्षात् दृष्टं प्रयोजनम् प्रत्यक्षगतं प्रयोजनमस्ति इति च चिन्तितम् अतः एतद्वयमपि समीक्ष्य मया अस्मिन् कर्मणि प्रयत्नः क्रियमाणः अस्ति अतः वयम् भारतीय नियुद्ध कराठे पुनः दण्डयुद्धम् इत्यादिषु प्रवृत्तिम् कुर्मः अस्माकं ग्रामे तदध्ययनस्य केन्द्रमपि उद्घाटितमस्ति यत्र एकः शिक्षकः प्रतिदिनम् तत्र प्रातः एकहोरां यावत् आगत्य अध्यापयति एकस्मिन् क्षेत्रे अर्थात् देवालयः वर्तते तस्य देवालयस्य निकषे एव देवालयं परितः एव कञ्चित् स्थानमस्ति तत्र सः प्रतिदिनम् आगत्य अस्मान् पाठयति अतः वयं तत्र इदानीं प्राविण्यं प्राप्नुवन्तः स्मः यस्य कारणेन अग्रे वयम् एकम् अस्माकं परम्परागतविद्यायाः संरक्षणं कर्तुं प्रभवामः अपरं च कृषिक्षेत्रादिषु सम्भूयमानबाधायाः निवारणम् प्राणिभ्यः अस्माकं क्षेत्रस्य आत्मनः च रक्षणं कर्तुं प्रभवामः इति